मम इष्टं खाद्यं शुष्कली दुग्धेन सह शुष्कली खादनं तत्र भक्षणं एतत् अत्र जयपुरस्य प्रसिद्धम् एकं भोजनशाला अस्ति एल् एम् बी लक्ष्मीमिष्टान्नभाण्डारः तत्र तत्र प्राप्यते यदि तद् मिलति चेत् बहु उत्तमम्